नमामि मम गृहे मम भार्या मम पत्नी प्रवेशः पुनः मम अनुजः सूर्यपालः उभौ एव प्रतिदिनं योगाभ्यासं कुरुतः सूर्यपालः अस्ति सः प्रातः योगाभ्यासं करोति प्रतिदिनं पुनः मम पत्नी सायङ्काले पञ्चवादने चतुर्वादने वा अर्धहोरात्मकं योगाभ्यासं करोति अहं विशिष्यरूपेण मम भार्या या अस्ति सा मां प्रतिदिनम् एवं प्रेरितं करोति भवान् अपि करोतु भवान् अपि करोतु इति एवम् पुनः अहं प्रायशः करोमि किन्तु तथा समयबद्धः नास्मि प्रायशः एकस्मिन् सप्ताहे दिनद्वयस्य कृते त्रयस्य कृते वा एवं करोमि प्रायः